दिनपूर्तिः जलस्य आवश्यकता अस्ति इति वस्तूनि सन्ति मम गृहे ते सन्ति यथा शीतवातानुकूलयन्त्रं जलविशोधकयन्त्रम् एवं च अक्वेरियम् सी कूलर् इत्यादयः सन्ति